हलो कृष्ण भो वद वद

वद अहं श्रुणोमि आम् श्रूयते मया श्रूयते यदा यदा गच्छति यदा यदा

कीदृश पारम्परिका तत् आम् वने निवस निवसामः जनाः पितादयः इत्यादयः इदानीं विषयः किं इदानीं विषयः किं

वैद्यविषये किमपि समस्या अस्ति किमर्थं पठनान्तरे पठणान्तरे अस्ति एतस्य तस्य वैद्यमपि सम्यक्

प्रकृतिहानिः भवति

विषयमधिकृत्य माध्यमे प्रचलितवन्तः वयं प्रत्यक्षप्रसादम्

आं वद मित्र हर्षः अहं पट्टने गतवन्तः तत्र प्रकृतेः मालिन्यं तस्य विषयम् अधिकृत्य यत्किञ्चितपि चर्चा माध्यमद्वारा जनैः जनैः जनैः

तत्वविषयं नाम शास्त्रविषयं नाम उत्तरभारतीयाः

अवगतम् अवगतं तत् समीचीनतया वयं क्रियन्ते वर्णसमुदायस्य सम्यक् उच्चारितः तथैव तव अभिप्रायः